आं सत्यं मम प्रदेशे तु कला तथा कला उद्यमक्षेत्रस्य विकासविषये पत्रिकासु आगच्छति अहमपि स्वतः दृष्टवती अपि तद् पर्याप्तं न भवति इति नास्ति यदि सर्वे पठन्ति तस्य विषये ज्ञातुं शक्नुवन्ति चेत् उत्थमं ये केचन जनाः भविष्यन्ति तेषां कृते यः विषयः आवश्यकः तं विषयं पठित्वा समापयन्ति सर्वान् विषयान् सर्वे न पठन्ति एतदपि अत्र एकं ड्राबेक् अस्ति अतः अस्माभिः किञ्चित् चिन्तनं करणीयं तस्य विषये इतोऽपि सम्यक् कथम् इत्युक्ते हेड्लैन् मध्ये एव हेड्लैन् इति नास्ति प्रथमपुटे एव पुटे एव तस्य विषये किञ्चित् किमपि हेड्लैन् रूपेण दत्त्वा तादृशम् एतस्मिन् पुटे अस्ति गत्वा पठन्तु इति वदामः चेत् सम्यक् भविष्यति तादृशेषु कलाविषये तु बहु सम्यक् पत्रिकासु आगच्छन्ति वयं तु दृष्टवन्तः तदपि सम्यकेव कला इत्युक्ते बह्व्यः कलाः सन्ति तदेकमेव अस्ति इत्यपि नास्ति यत्किमपि अत्र भविष्यति नूतनतया भविष्यति विशेषतया भविष्यति तत्सर्वम् अत्र आगच्छति वयं सर्वं तत् स्वीकृत्य किं वयमपि तस्य विषये किम् अधिकं किं कर्तुं शक्नुमः तादृशविषयाः अत्र चलन्तः सन्ति इति श्रोतुं शक्नुमः ज्ञातुं शक्नुमः वयं साध्यं चेत् वयमपि भागं स्वीकर्तुं शक्नुमः तत्र इति मम एकः आश्वासनम् अस्ति तावदेव अन्यत् किमपि नास्ति अन्यत् किम् इत्युक्ते कलाविषये यत्र कुत्रापि यद् किमपि भवतु तत् वार्तापत्रिकासु आगच्छति एव तावदहं वक्तुं शक्नोमि अन्यत् किं वदामि अन्यद् अधिकं वक्तुम् इत्यपि नास्ति तावदेव अन्यद् अधिकमिति नास्ति अहम् एतस्य विषये एतावदेव जानामि कला बहु सम्यक् विषया येायद् क्या अस्माकम् अन्तरङ्गे यद्यद् अस्ति वयं तत्र सर्वं दर्शयितुं शक्नुमः तद् वयं वदामः चेत् वार्तापत्रकासु प्रकटनं कुर्वन्ति तदा ये ये किं किं कुर्वन्ति किम् अत्र विशेषणम् अस्ति इति सर्वं ते वदन्ति प्रकाशः प्रकाशः प्रकटयन्ति तत् सर्वेऽपि ज्ञातुं शक्नुवन्ति वयं कुर्मः तावद् एङ्गेज् न भवामः किल अतः एषः विषयः बहु सम्यक् अस्ति